शालासम्मेलनेषु बाल्यकाले अहं भागं स्वीकृतवती अस्मि तस्य अनुभवमपि बहु उत्तमः उत्तम अनुभवः भवति ब् बाल्यकाले एतादृशबाल स सम्मेलनेषु कार्यक्रमेषु यदा बालः भागं स्वीकुर्वन् स्क् स्वीकरोति तदा तस्य आत्मविश्वासः आत्मविश्वासः धैर्यं सर्वं तस्य प्रगतिः भवति तेषाम् अभिवृद्धिः भवति अतः एतादृशकार्यक्रमेषु भागस्वीकरणम् अितिमुख्यविषयः पाठनम् एकः पठनविषयः एव अस्ति इति मम चिन्तनं यथा एक बा बालकस्य स्वाभिमानम् अभिवृद्दिः तेषाम् आत्मविश्वासः धैर्यं सर्वं ते प्राप्नुवन्ति एतादृशकार्यक्रमे यदा ते भागं स्वीकुर्वन्ति अतः तद् उत्तम अनुभवः भवति सामन्यं सर्वेषाम् अतः निश्चयेन तद् उत्तमविषयः एव भवति